अस्माकं समुदाये वस्त्रस्य विषयं पश्यामः चेत् इदानीं पर्यन्तं किञ्चित् सम्यक् एव इत्येव वक्तव्यं किमर्थं चेत् अन्यदेशं गत्वा वयं पश्यामः चेत् अस्माकं जनाः एव बहु कथं ते धरन्ति इत्यादि विषयान् दृष्ट्वा किञ्चित् दुःखकरं भवति अतः इदानीं पर्यन्तम् अस्माकं देशे अस्माकं प्रदेशे किञ्चित् सम्यगस्ति इत्येव वक्तव्यम् आम् न्यूनं तु अभवति एव किन्तु अस्तु ओके ओके सिचुएषन् इति किन्तु उत्सवाः इति पश्यामः चेत् तत्र किञ्चित् अपि उत्सवाः तु जनाः तु कुर्वन्ति एव किन्तु आचरन्ति किन्तु अत्र ते अधिकं ज्ञात्वा आचरन्ति चेत् उत्तमं भवति इत्येव मम अभिप्रायः यदि वयम् नवरात्रोत्सवं स्वीकुर्मः चेत् किमर्थं कुर्मः एतत् आचरामः आचरामः अस्तु किन्तु किमर्थम् कृत्वा किं भवति इत्यादि विषयं वयं ज्ञात्वा आचरामः चेत् इतोऽपि सम्यक् भवति इत्येव मम अभिप्रायः राम राम